त्रयोविंशतिः दिनाङ्कः जून् मासः पञ्च पञ्चाधिकद्विसहस्त्रं चतुर्विंशतिदिनाङ्कः फ़ेब्रवरि मासः पञ्चचत्वारिंशत्यधिक अष्टशतोत्तरसहस्त्रं द्वितीयः दिनाङ्कः मे मासः चेत् चेत् चत्वारि अधिकद्विसहस्त्रं षड् षड् विंशत्यधिकः षड्विंशतिः दिनाङ्कः जुलै मासः पञ्चाधिकद्विसहस्त्रम्